हलो गार्डनरेव वा आ मम कृते केचन सस्यानि आवश्यकं तत्र श्वासे अत्युत्तमं सस्यं तत्र अस्ति वा श्वसने श्वसने सम्यक् उपयुक्तं सस्यं तत्र अस्ति वा आ शुद्धवायुप्रदायकं सस्यं तत्र अस्ति वा आम् औदुम्बरम् औदुम्बरं सस्यमस्ति वा आ कति सङ्ख्या अस्ति आ अस्तु मम कृते चतुश्शतम् अस्तु मम कृते शतम् आवश्यकं तत् अस्ति वा शतमावश्यकं मम कृते हा आवश्यकं तत्र तत्र अस्ति वा तादृशी सङ्ख्या आवश्यकी न हा अस्तु ततः कति अस्ति इति पूर्वमुक्तम् हलो आ हा अस्तु अस्तु अस्तु तत्र आ पञ्चाशद्भवति आ अस्तु तत्र अन्ये केचन सस्यानि अस्ति इति नाम वदन्तु आ पुष्पाणि तत्र पुष्पाणां हा त शुद्धवायुः प्रदायकं पुष्पाणि अस्ति वा सर्वे अपि उत्तमं हा हा तत्र वृक्षाः वृक्षाणां मम कृते गृहे औट्डोर् कर्तुमेव सस्यानि आवश्यकं आ

नीम् आ आ आ तत्र कति रूप्यकाणि भवति तत्र आन्लैन् आन्लैन्द्वारा बुक् कर्तुं शक्यते वा अधिकं मूल्यं भविष्यति वा हा ओ अस्तु अस्तु अन्ये आ आ आ आ अन्ये केचन सस्यानि नीं तद् तद्वारा अन्याः वृक्षाः अव् आ अस्तु अस्तु आ अहम् आ हा अस्तु धन्यवादाः